नमस्सर्वेभ्यः इदानीं जियो इति संस्थायाः किञ्चित् परिचयं कुर्मः भारते नैके वणिजः उद्यमपतिनः नेतारश्च तन्त्रज्ञानं शिक्षणं मनोरञ्जनं पण्यनं सञ्चारव्यवस्थादिषु कार्यं कृत्वा देशस्यास्य गतिं परिवर्तितवन्तः तेषु महाभागेषु मुकेश् अम्बानीमहाभागः अन्यतमः तेन महाभागेन रिलयन्स् जियो इन्फ़ोकोम् लिमिटेड् अथवा जियो इति संस्था आरब्धा अनया संस्थया अखिलभा भारतदेशे पञ्चदशाधिकद्विसहस्रतमे वर्षे सेप्टम्बर्मासात् आरभ्य अन्तर्जालसेवा दीयते अस्याः उद्देश्यः समस्तभारतदेशे अन्तर्जालसेवाः लभ्यमानाः भवेयुः इति अस्ति अनेन भारतदेशे अन्तर्जालस्य प्रसरणम् अधिकं जातं अन्तर्जालस्य उपयोक्तारः अपि अधिकाः अभवन् सम्प्रति भारतदेशे जियो इति संस्था मोबैल् नेट्वर्क् ओपरेटर् संस्थासु अग्रिमः एवं समस्तप्रपञ्चेत् समस्तप्रपञ्चे च तृतीयभागे अस्ति